मम मित्रेभ्यः परिवारेभ्यः च क्रीडायाः प्रशिक्षणार्थं अहं तान् क्रीडाप्रशिक्षणकेन्द्रं नयामि यत्र च उत्तमक्रीडाप्रशिक्षणकाराः उपलभ्यन्ते एवं च उत्तमप्रशिक्षणम् अपि प्रदीयते तथा च प्रशिक्षकस्य विषये प्रशिक्षणव्यवस्थायाः उपलब्धतायाः च विषये इयस्य पार्श्वे क्रीडायां विषये सम्यक्तया ज्ञानमस्ति तस्य कृते प्रश्नं करोमि तथा च सः वदति कः सम्यक् प्रशिक्षणं दास्यति इति एवं प्रशिक्षणकारणं विषये ज्ञात्वा एवं च प्रशिक्षण व्यवस्थामिति विषये ज्ञात्वा मम मित्रेभ्यः परिवारेभ्यः च प्रशिक्षणार्थं प्रेषयामि